छात्राः नियमितरूपेण विद्यालयं न गन्तुं न शक्नुवन्ति नाम तत्र अनेकानि कारणानि भवन्ति प्रथमकारणम् अनारोग्यं भवतु अपि च प्रदत्तकार्यं तैः न कृतं स्यात् शिक्षकाणां व्यवहारः सम्यक् नास्ति चेदपि ते गन्तुं न शक्नुवन्ति यदि ते अन्यत्र गच्छन्ति चेदपि शालाङ्गन्तुं न शक्नुवन्ति यदि शिक्षकः वा शिक्षिका वा उत्तमरीत्या मैत्रीपूर्वकेण यदि पाठयति चेत् निश्चयेन छात्राः शालां गन्तुम् इच्छन्ति एव विरामम् अपि स्वीकर्तुं न शक्नुमः न इच्छन्ति